आधुनिककाल उद्योगप्रकाराः नाम प्रथमं युट्यूब् अन्तर्जालमाध्य माध्यमेन एव शिक्षणं भवति पाठनं भवति पठनं भवति युट्यूब्मध्ये अपि जनाः पठितुं शक्नुमः पाठयितुं शक्नुमः युट्यूब् माध्यमेन शिक्षणं अनेकविषयाणां चर्चाङ्कृत्वा अपि जनाः धनम् अर्जयन्ति जूम् गूगुल् मीट् इति अन्तर्जालमाध्यमरूपेण अपि सर्वविधशिक्षणं शिक्षणानि भवन्ति यदि एकः सौचिक भवितुम् इच्छति चेत् पूर्वं सेवनविषये यः ज्ञातः भवति तत्र गत्वा तस्य निकटे एव भूत्वा पठन्ति स्म आधुनिककाले युट्यूब्मध्ये अपि दृष्ट्वा पठितुं जनाः शक्नुवन्ति अपि च पूर्वं चलचित्रं द्रष्टुम् इच्छन्ति चेत् चलचित्रमन्दिरं प्रति गन्तव्यम् आसीत् आधुनिककाले गृहे स्थित्वा अनेकाः अनेकानां वेदिकाः अनेकासु वेदिकासु अपि